यत्किमपि चित्रं वा भवतु तस्मिन् विषये मया गर्वम् अनुभूयते इति न परन्तु चित्रं समीचीनं नास्ति चेत् गर्वम् अनुभूयते एव नाम परिसरसंरक्षकानि चित्राणि दृष्ठश्चेत् आनन्दः अनुभूयते किन्तु यच्चित्रं समाजस्य अहिताय भवति तदा गर्वम् अनुभूयते चित्रप्रदर्शनेन यद्वक्तव्यं तस्य सुकरं बोधनं कर्तुं शक्यते उदाहरणार्थं एकः बालः निरपेक्षितानि वस्तूनि नाम वेस्टेज् इत्युच्यते खलु तत् डस्ट्बिन् मध्ये स्थापयति तदा आनन्दः भवति पुनः यः वृक्षछेदनं रक्षति नाम तादृशं चित्रमपि आनन्दाय एव वस्तुतः मम चित्रम् अत्यन्तमिष्टमेव यतः चित्रेण कमपि गहनं विषयं सुष्ठु बोधयितुं शक्यते अपि च चित्र इत्यस्य आश्चर्यकरम् इत्यपि इत्यर्थोपि वर्तते आबालवृद्धं चित्राणि आकर्षयति आश्चर्यं जनयति च अस्मिन् विषये मम पितरौ मित्राणि सुहृदश्च सर्वे सम्मतिं प्रकटितवन्तः ते अपि नूतनानां समीचीनानां च चित्रनिर्माणे प्रवृत्ताः इति तु अत्यन्तं प्रमोदस्थानम्